मम ग्रामवासिनः विश्वसन्ति यत् यदा मार्गे कृष्णः मार्जारः मार्गतः गच्छति चेत् अशुभं किमपि भविष्यति इति अतः यदि कृष्णमार्जारः मार्गतः गच्छति चेत् सप्त पदानि पुनः पार्श्वे गत्वा पार्श्वे पार्श्वे गत्वा पुनः यदि तत् मार्जारः अग्रे गच्छति तदा पुनः गच्छन्ति इति गच्छेत् इति इति अन् एवम् अन्धविश्वासः ते दृढतया विश्वसन्ति इति